मम योगाभ्यासे मम प्रियानि आसनानि अस्ति शवासनं सूर्यनमस्कारः अनन्तरं दण्ड् बेठक् इत्यादिकं यदि अहं योगाभ्यासे सम्यक् रूपेण शवासनं क करोमि तस्मिन् समये अहं किं किं चिन्तनं करोमि किं न चिन्तनं किमपि न करोमि एतत् सर्वं विषये अहं तस्मिन् समये एव विचिन्त्य अग्रे करिष्यामि अथवा कुर्वन् करोमि मम किं जातं किं न जातम् इति अग्रे अहं किं करिष्यामि किं न करिष्यामि प्रातःकाले यदि यथा मम दिनचर्या वर्तते तस्मिन् समये मम दिनचर्यायां सर्वं विचिन्त्य एव अहं करोमि यथा अहं प्रातःकाले उत्तिष्ठामि तस्मिन् समये अहं प्रथमं किं कार्यं करोमि यतः प्रातःकाले प्रातःकाले अहम् उत्थाय उत्थाय धावनम् अपि करोमि क्रीडाङ्गणे गत्वा व्यायामं करोमि क्रीडाङ्ग्णे तु क्रीडा क्रीडनं क्रीडनम् अपि करोमि अनन्तरं क्रिकेट् अपि क्रीडामि एतत् सर्वं विचिन्त्य एव सर्वाणि वस् सर्वाणि क्रीडाङ्गणे करोमि मम प्रियम् आसनम् अस्ति शवासनम् अनन्तरं मकरासनम् अनुलोमः विलोमः अनुलोमः विलोमः बद्धपद्मासनम् अनन्तरं योगस्य मध्ये तु बहूनि आसनानि सन्ति तस्मिन् किमपि अनन्तरं दण्डः अपि अस्ति दण्ड् दण्ड् बैठक् इत्यादिकम्